देशेऽस्मिन् नैकाः रामायणकथाः उपलभ्यन्ते याः वाल्मीकिरामायणात् भिन्नाः तद्विषये मम विचारः एवम् अस्ति कूजन्तं रामरामेति मधुरं मधुराक्षरम् आरुह्य कविता शाखां वन्दे वाल्मीकि कोकिलं वाल्मीकिकोकिलस्तु सदा सर्वथा यावत् स्थास्यन्ति गिरयः तावत्पर्यन्तं सरितश्च महीतले तावद्रामायणी कथा लोकेषु लोकेषु प्रचलिष्यति इति यथा उक्तं स्वयं श्रीमद्वाल्मीकिरामायणे तथा अयं वाल्मीकिकोकिलः सर्वथा गास्यते रामायणकथाः बह्व्यः बह्वीषु भाषासु उपलभ्यन्ते किन्तु वाल्मीकिरामायणस्य कथा या वर्तते ताम् एव कथां सदा सर्वत्र सर्वे जनाः श्रोतुम् उत्सुकतां प्रदर्शयन्ति तादृशं वैशिष्ट्यं वर्तते वाल्मीकिरामायणस्य यद्यपि वाल्मीकिरामायणम् आधारीकृत्य अनेके कवयः अनेकासु भाषासु अनुवादं कृतवन्तः एवञ्च तत्रत्य प्रान्तीय कथाः आधारीकृत्य परिवर्तनं कर्तुं प्रयत्नं कृतवन्तः तथापि तादृशं प्रयत्नं न कुत्रापि इदानीं न दृश्यते किन्तु वाल्मीकिमहर्षिणा या कथा स्राविता अस्ति सा एव कथा सर्वथा प्रसरिष्यति तस्मात् वाल्मीकिरामायणं विहाय यद्यपि रामायणाय रामायणमहाकाव्यानि अनेकासु भाषासु रचितानि वर्तन्ते तानि इदानीं न दृश्यन्ते केवलं प्रान्तीय तत्तत् प्रान्तः तत्तत् प्रान्तेषु ये साहित्यविमर्षकाः वर्तन्ते ते एव तादृशरामायणानां सर्वेषाम् अपि परिशीलनं कृत्वा आनन्दम् आप्नुवन्ति किन्तु साधारणजनाः ये वर्तन्ते ते सर्वेऽपि वाल्मीकिरामायणं विहाय अन्यानि रामायणानि नैव जानन्ति अतः यावत्स्थास्यन्ति गिरयः सरितश्च महीतले तावद्रामयणी कथा लोकेषु प्रचरिष्यति इति यद् उक्तं तत्स् तत् सत्यं सत्यं सत्यम्